सद्यः काले चुनावणा प्रचलिता वर्तते तत्र येषां कृते अष्टादशवर्षाणि जातानि तेभ्यः मतदानं विहितं वर्तते ते ये अस्माकं देशम् औन्नत्यं प्रापयन्ति तेषां कृते दृष्ट्वा यदि मतदानं क्रियते तर्हि तस्य उत्तमं फलम् अस्माभिरेव भोक्तव्यं भवेत् यदि अचिन्तयित्त्वा तद्विरुद्दपक्षं प्रति मतदानं क्रियते तर्हि तस्य दुष्टफलमपि अस्माभिरेव भोक्तव्यं भवति इति कृत्त्वा किञ्चित् चिन्तयित्त्वा मतदानं कुर्वन्तु इति उच्यते